मम उद्याने मया आरोपितं पादपवृक्षेषु सुन्दरपुष्पाणि विकसितानि सन्ति तान् दृष्ट्वा मम मनसि बहु आनन्दम् आयाति अहं बहु आनन्दम् अनुभवामि च यतोऽहि अहम् अतीव परिश्रमेण पादपान् वृक्षान् च आरोपितवान् एवं च इदानिं तेषु वृक्षेषु पादपेषु च बहूनि सुन्दरपुष्पाणि विकसितानि सन्ति अतः मम परिश्रमः सार्थकः अभवत् इति अहं बहु आनन्देन वदामि